आम् नमस्कारः अहं हंसाप्रकाशन्तः एव वदामि अहं भवत्यायाः परियोजनायाः समीक्षां कर्तुं सज्जः अस्मि भवत्याः शीघ्रमेव परियोजनां प्रेषयन्तु अहं भवत्याः परियोजनायाः समीक्षा शीघ्रमेव करिष्यामि अवश्यमेव् अहं भवत्याः रचनां इदानिम् पठिष्यामि यदि किमपि परिवर्तनम् अपेक्षितं भविष्यति चेत् भवत्या सह वार्तां करिष्यामि कोऽपि नूतनाः विचारः वा अनुदेशः भवति धीः चिन्तितः तर्हि वदतु अस्तु मया अवगतं मुख्याः ये अति बिन्दवः भवत्याः रचनायां सन्ति अहं च तेषां कृते सत्यतां करिष्यामि भवति कदा परियोजनां प्रेषयिष्यति मम पार्श्वे बहव्यः परियोजनाः सन्ति अतः भवत्याः परियोजनायाः कृते अतिरिक्तसमयः अपेक्षितः दिनाङ्कः यदि वक्तुं शक्नोति चेत् समीचिनं भविष्यति

अस्तु धन्यवादः आवयोः मध्ये उत्तमं कार्यं भविष्यावः अहं ध्यानेन भवत्याः कार्यं कृत्वा भवतीं सूचयिष्यामि अस्तु एवमेव भविष्यति अवश्यमेव परियोजनायाः समाप्तिपर्यन्तम् आवां शीघ्रमेव मिलावः एकवारं पुनः धन्यवादः भवती परियोजनायाः समीक्षायाः अवसरं दत्तवति धन्यवादः